ग्रामीणानां जनानां जीवने क्रीडायाः प्राधान्यं प्रामुख्यं महत्त्वपूर्णस्थानं वर्तते एव यथा नागरीकाः अर्थात् नगरे वसन्ति ये ते तथा क्रीडादिषु प्रवीणाः न भवन्ति यतः प्रावीण्यं न सम्पादितं तस्मात् देहे वैकल्यं वा देहे क्षतिः भवति तेषां मानसिकतायामपि क्लेशः मनोवैज्ञानिकानाम् अत्यन्तापेक्षा भवति नागरीकाणां बलिष्ठाः न भवन्ति ते यतः ते ग्रामीणक्रीडाः न क्रीडन्ति यतः परन्तु ग्रामीणाः यतः दृढाः भवन्ति यतः ते बलं सम्पादयन्ति यतः ते मानसिकतां सम्पादयन्ति स्वस्थां मानसिकतां सम्पादयन्ति सा क्रीडा क्रीडायाः सकाशात् केवलं शारीरिकं बलं न वर्धते मनोबलमपि वर्धते संस्काराश्च जायन्ते ये च शिष्टाचरणे अपेक्ष्यन्ते शिष्टाचरणं नाम यथा गुरुविषये वा पितृणां विषये वा श्रद्धाविशेषः श्रद्धा वर्धते अनन्तरं मनसः शुद्धिरेव परमं प्रयोजनं क्रीडायाः क्रीडातः मनश्शुद्धिः कथम् अर्थात् यः का वा क्रीडा भवतु तत्र मनसः ऐकाग्र्यं अनन्तरं कदा किम् आलोचनीयं कदा किं कर्तव्यम् इति सर्वं क्रीडायां वयं पठामः तस्मात् क्रीडायाः अस्त्येव अस्माकं जीवने ग्रामीणजनानां जीवने महत्त्वपूर्णस्थलम्